पाश्चात्यतत्त्वशास्त्रम् इति किञ्चिदस्ति इति तावदेव ज्ञायते तद्विषये किमपि अधिकं नाधीतं केषाञ्चित् नामानि इत्युक्तौ प्राचीनं तत् तत्त्वविदां पाश्चात्यतत्त्वविदां नामानि यथा अरिस्टाटल् इति एते सन्ति तेषां नामानि ज्ञायन्ते कदाचित् एवं केचन विचाराः मया श्रुताः आसन् सर्वप्रियानन्दस्वामिनां वेदान्तसारपाठे ते एतद्विषये सम्यक् निरूपितवन्तः तत्र वेदान्तसारविषयाः यथा निरूपिताः तद्वदेव तत्सम्बद्धाः यदि विचाराः पाश्चात्यविज्ञाने पाश्चात्यतत्त्वशास्त्रे यदि निरूपिताः सन्ति तर्हि ते विचाराः तैः तत्र निरूपिताः तत् श्रवणेन किञ्चित् एवं ज्ञानं वर्तते इत्युक्तौ तेष्वपि तत्त्वज्ञानं तत्त्वशास्त्रम् इत्येतद्वर्तते परन्तु उपनिषदां यथा मितिः अथवा यथा विस्तृतिः तथा विस्तृतिः तेषाम् एतस्मिन् नास्ति इति वक्तुं न शक्यते तेषां चिन्तनपद्धतिरन्या अस्ति यथा अस्माकम् इदानीम् उपनिषदिति किञ्चित् प्रमाणं तत्र यदुक्तं तद्वयं ज्ञातुं प्रयत्नं कुर्मः इत्यतः यद्यपि कश्चन अत्यन्तं बुद्धिमान् नास्ति तथापि सः उपनिषद्वाराः इमे सिद्धान्ताः एवम् आत्मा इति कश्चन अस्ति आत्मापरमात्मा सम इति एवं विचारान् वयम् उपनिषदा ज्ञातुं शक्नुमः परन्तु तेषां सिद्धान्ते किञ्चन तत्त्वं तत्त्वशास्त्रज्ञः इत्युक्तौ तेषां प्रमाणग्रन्था कश्चन इति न भवति इत्यतः तैः तद्विषये किञ्चित् बौद्धिकप्रयासः बौद्धिकयत्नः कर्तव्यः भवति तत् कृत्वा तैः यदवगम्यते तत्तत् तत्र शास्त्रं तत्त्वशास्त्रं तेषां पद्धतौ भवति इत्यतः उपनिषदा वयं बोधिताः इत्यतः उपनिषदा उक्तम् इत्यतः अस्माभिरपि अत्यन्तम् उत्कृष्टं यत् आत्मतत्त्वं तादृशं किञ्चिदस्ति इति अङ्गीक्रियते तेषु तादृशं किञ्चित् नास्ति इत्यतः तेषां मितिः न्यूना तदेव तथा कथनं दोषाय अपि स्यात् मितिः न्यूना इति परन्तु यथा अस्माभिः आत्मा आत्मा इत्यपि इत्येतत् इत्येतत् इत्यादिकमुच्यते तद्विषये तेषाम् अन्या अवगतिः अस्ति इति वक्तुं शक्यते कदाचित् एवमपि भवति अद्वैतवेदान्तसिद्धान्तः अथवा अन्यवेदान्तः अन्ये तत्त्वज्ञानसिद्धान्ताः भारतीयसिद्धान्ताः कदाचित् यद्यपि ते इदं ज्ञात्वा उक्तवन्तः वा अज्ञात्वा उक्तवन्तः इति न ज्ञायते तथापि क्वचित् साम्यता दृश्यते यथा अत्र शास्त्रे उच्यते तथैव केचन अंशाः तैरपि तत्र अङ्गीकृताः इति तदपि वयं द्रष्टुं शक्नुमः इति एवं किञ्चित् अत्यन्तं किमुच्यते मूलभूतं ज्ञानम् अथवा तत्र अत्र किञ्चित् श्रुतम् एतावदेव पाश्चात्य तत्त्वज्ञानविषये ज्ञातं पठितमवकाशः तु वर्तते अस्माकं कर्नाटकसंस्कृतविश्वविद्यालये विनय् पि आचार्यः ते एतद्विषये किञ्चित् अधीतवन्तः ते ये पठितुम् इच्छन्ति तेभ्यः पाठयन्ति अपि अतः तन्निकटे अध्येतुं शक्यते परन्तु मया तद्विषये प्रयत्नः न कृतः